छायाचित्रकर्मणि अपि महान् उद्योगावकाशः सः चित्रम् स्वीकुर्यात् इत्येव मया वक्तव्यं विषयेस्मिन् सम्यक् अधीत्य

नाम चित्रकर्मणि अपि बहु अवकासः वर्तते बहु समयः अस्ति तथा च नाम